मम इष्टतमं साहित्यिकपात्रं श्रीकृष्णः अस्ति सः सखा इति अहं मन्ये यदा सः द्रौपदी कृते सहायं कृ कृतवन्तः तस् तदेव अनुभवम् अहं अनुभवामि यदा कदा अहं सङ्कटम् अनुभवति तदा अहं कृष्णस्य कृते कृष्णस्य स्मरणं स्मरणं कुर्वे अहं करोमि सः मम सहायता सहायतार्थे अवश्यम् सः न आगच्छति किन्तु कापि सहायतार्थं आगच्छति इति मम अनुभवमस्ति अहं यद् यद्यद् मम हृदये मम मनसि मनसि अस्ति तत् अहं बाल्यकालात् एव बाल्यकाले कालात् एव तस्य ते अहं कृष्णे वद वद वदामि सः मम यदेव मम प्रश्नः अस्ति तस्य उत्तरं अहं प्राप्नु प्राप्नोमि तत्कारणात् अहं कृष्णं मम सखा इति मन् अहं मा मन्यते तस्य आसक्तिकरां घटनां यदा द्रौपदी वस्त्रहरणं द्रौपदीवस्त्रहरणं भवति तदा सा कृष्णस्य स् स्मरणं करोति तदा एव सः पाठं तस्य वस्त्रं सा सा प्राप् प्राप्यते तत् तत् पाठम् अहं बहु रोचते ते कारणं तेन कारणेन अहं कृष्णं मम साहित्यिकं पात्रम् इति अहम् कृष्णः अस्ति